यदा एलेक्षन् जायते तदानीं महत्कष्टम् अनुभवामः यतः अस्माकं गृहं गन्तुं वाहनानि निर्वाचन आयोगेन स्वीक्रियन्ते तस्मात् वाहनानि न लभ्यन्ते एवं नगरेषु महान् सम्मर्दः जायते जनाः बहुत्र गच्छन्ति वा निर्वाचनसमये पुनः ग्रामम् आगच्छन्ति यदा निर्वाचनदिनं भवति तद्दिने तु बहवः वोट् निमित्तं गृहम् आगन्तुं यतन्ते तस्मात् वाहनानां तु न्यूनता भवति आगन्तुम् इच्छा भवति परन्तु महत्कष्टं सोढ्वा एव आगन्तव्यं